शालासम्मेलनेषु मया भागः गृहीतः मम बाल्यकाले तृतीयकक्षायां यदा पठन्नासम् तदानीं शालासम्मेलने मया नृत्यः कृतः बहुसमीचीनः अनुभवः प्रथमवारं बहुभिः जनैः पुरस्तात् मया कृतं बहवः अपि छात्राः मत्सुहृदाः आसन् समीचीनः अनुभवः